साहित्यशास्त्रस्य षट् प्रयोजनानि आचार्यमम्मटेन प्रोक्तानि सन्ति काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतरक्षतये सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे तत्र व्यवहारज्ञानाय केवलं कान्तासम्मिततया उपदेशप्रदानाय कथाः जनान् बालान् च प्रेरयन्ति कथासाहित्यस्य माध्यमेन बालाः मनोरञ्जनपूर्वकं तेषां व्यवहारपरिज्ञानं भवति नीतीनां परिज्ञानं भवति चरित्रनिर्माणं भवति रामादिवत् प्रवर्तितव्यं न रावणादिवत् इति उपदेशं करोति कथामाध्यमेन यथा रामायणकथां ज्ञात्वा रामः कथं व्यवहारं करोति मात्रा सह पित्रा सह कथं व्यवहरति एतत् सर्वं बालकाः अनुकरणं करिष्यन्ति कुर्वन्ति च नैतिककथारूपेण एव न पठन्ति अपितु तेन व्यवहारज्ञानम् अपि भवति नीतिज्ञानम् अपि भवति चरित्रनिर्माणमपि भवति एवं तत्र शब्दानाम् अपि परिज्ञानं भवति पुनः वाक्यस्य संरचनम् अपि जानन्ति